आम् मया चिन्तनप्रचोदकं पुस्तकं पठितम् अस्ति शामाचि आयि इति पाण्डुरङ्गसदाशिव साने अनेन लिखिता मराठी आत्मकथा अस्ति नैन् फ़ेब्रुवरि क्रिस्तशक नैन्टीन्थर्टिथ्रीतमे वर्षे नाशिक् नगरस्य कारागृहे स्थित्वा सः अस्य पुस्तकस्य लेखनम् आरब्धवान् अस्य पुस्तकस्य त्रिलक्षाधिकाः पत् प्रतिकृतयः विक्रीताः सन्ति क्रिस्तशक नैन्टीन् फ़िफ़्टि थ्री तमे वर्षे अस्य पुस्तकस्य आधारेण निर्मितं शाम्चि आयि इति चलच्चित्रमपि आगतम् अस्य चलच्चित्रस्य निर्देशकः प्रह्ल्लादकेशौ अत्रे आसीत् मातुः प्रति प्रेम भक्तिः कृतज्ञतायाः अपारभावनाः शांचि आयी इति पुस्तके प्रस्तुताः सन्ति इयं कथा साने गुरुजी इत्यनेन नाशिकस्य कारागृहे कथिता नैन् फ़ेब्रुवरि नैन्टीन् थर्टि थ्री इत्यतः थर्टीन् फे़ब्रुवरी नैन्टीन् थर्टि त्री तमे वर्षे प्रातः काले ते तस्य समाप्तिम् अकरोत् पुस्तकस्य आरम्भे परिचयः प्रारम्भः इति अध्यायाः सन्ति तथा रात्रप्रतमतः रात्रद्विचत्वारिंशत् पर्यन्तं द्विचत्वारिंशत् अध्यायाः सन्ति अस्य पुस्तकस्य प्रथमं संस्करणं सिक्स्टीन् फे़ब्रवरि नैन्टीन् थर्टि सिक्स् दासरौ मे श् शके एट्टीन् फ़िफ़्टि सेवेन् दिनाङ्के प्रकाशितं न अहं कमपि पुस्तकवाचनसमूहे इदानीं तु नास्मि परन्तु यदि भविष्ये अवसरः आगच्छति तर्हि अहम् अवश्यं पुस्तकवाचनसमूहे सम्मिलितः भविष्यामि